निश्चयम् आम् अधुना अस्मिन् काले संस्कृते अपि अन्यभाषायाः किञ्चित् प्रभावं प्राप्तम् अधुना यदा वयं संस्कृतं वदामः तदा अधिकतया वयं वर्तमानं वर्थमानां मध्ये आङ्गलशब्दानाम् उपयोग गः कुर्मः तथा च बहुशब्दानां कृते वयं केवलम् आङ्गलभाषायाः उपयोगं कुर्मः तदा च कालेन संस्कृतभाषायाम् उच्छारणशैल्यां व्यत्यासः जातः परन्तु भाषायां परिवर्तनं न अभवत् एवं संस्कृतेः प्रत्येकस्य वस्तूनां कृते स्व् स्वकीयकानि वचनानि सन्ति तथेव वयम् उपयुज्यामः अस्माकं संस्कृतभाषां रक्षयामः अस् वदतु संस्कृतम्